प्रथमम् अस्माकं गृहतः स्वास्थ्यरक्षणं भवेत् जनाः गृहं शुद्धं स्थापनीयं प्रतिगृहे एतादृशं कुर्वन्ति चेत् पूर्णः भारतदेशः रोगविहीनः भवेत् सर्वे अवकरणकण्डोलानि अवघातयन्ति चेत् मशकविहीनपर्यावरणं भवेत् एतादृशं मशकविहीनं पर्यावरणार्थं वयं मार्गे अपि अवकरणानि न क्षेपनीयम् एतादृशं वयम् अस्माकं पर्यावरणं पय् पर्यावरणस्य रक्षणार्थं रक्षणं कर्तुं शक्नुमः